हा हरि ओम् हरि ओम् वदतु हा आम् अहमेव गजाननभट्टः इति अस्याः हा ओ एवं वा ओ एवं वा हा सन् महान् सन्तोषो जातः अस्म हा हा हा हा अस्माकं पाठशालायां आधुनिकशिक्षणरीत्या शिक्षणव्यवस्था नास्ति अस्माकं पाठशालायां पारं पारम्पर्यक्रमेण शिक्षणव्यवस्था तत्र स्थापिता वर्तते ओहो ओहो एवं वा एवं वा तर्हि किमपेक्षते ओ हा हा हा हा अधुना भवतां प्रति वार्षिकरूपेण तत्र द दातव्यं वा मा मासिकरूपेण दातव्यं वा धनादिकम् सुकरं भवति वा ओ एवं वा मासे हा विंशतिसहस्र रूप्यकाणि दीयन्ते चेत् तदा सुकरं भवति वा अस्तु अहं तत्र कार्यकारिणिव्यवस्थायां मया एतद्विषयं प्रस्थापितं पूर्वमेव भवद्भिः यदुच्यते तद्विषये अहं तु तद्विषये अस्मि भवतां विषये आहत्य पञ्चत्रिंशत्सहस्र रूप्यकाणि ददामि अस्तु आगच्छतु अस्माकं महाविद्यालयं प्रति अत्र शास्त्रपाठनं करोतु ओ एवं वा ज्योतिषशास्त्रे क करोति वा हा तर्हि अस्माकं पाठशालायां दिनं प्रति प्रतिदिनं नववादने आगन्तव्यं नववादनात् तथा च नैन् नैन्फिफ्टीन् सन्दर्भपर्यन्तं प्रार्थना अत्र सु सुव्यवस्थिता कल् कल्पते तत्र भागं देतव्यम् हा ततः ततः सार्धचतुर्वादनपर्यन्तं सार्धचतुर्वादनपर्यन्तम् अत्रैव पाठनादिकं कर्तव्यम् अत्र इत् अतः इतः अटनं न कर्तव्यम् छात्राः पश्यन्तः सन्ति पुनः विरामव्यवस्थापि मया सूचिता वर्तते तत्र पत्रे विरामव्यवस्था यदि आधुनिकशिक्षणरीत्या विरामव्यवस्था नास्ति अस्माकं पाठशालायां अन अनध्ययनसन्दर्भे एव विरामव्यवस्था कल्पिता वर्तते ओ हा अस्तु अस्तु तर्हि आगच्छतु मां प्रति मम प्रकोष्ठं प्रति आगच्छतु तत्र चहा पानादिकं स्वीकृत्य आवां तत्र मिलित्वा सम्भाषणं कुर्मः ह्म् अस्तु अस्तु आगच्छतु ओ अस्तु अस्तु हा महान् सन्तोषो जातः